अहं विवेकानन्दस्य चित्रं बहु इच्छामि वस्तुतः तद् द्रष्टुं सम्यकस्ति यतः विवेकानन्दस्य चित्रं पश्यामि चेत् तथा प्रेरणा आगच्छति मयि अहं यत् किमपि कार्यं कर्तुं शक्नोमि वा इतिवत् प्रेरणा मया प्राप्यते विवेकानन्दस्य चित्रं मया एव रचितमित्यपि विशेषः वर्तते अहमेव स्वयं तस्य चित्रणं कृतवानस्मि मम माता पितरौ अपि उक्तवन्तः भो भवान् कथं रचनां रचनाम् कृतवानस्ति बहु सम्यकस्ति इतोपि करोति चेत् मम कृतेपि एकं यच्छतु इति मम मित्रमपि पृष्टवान् मम बान्धवाः अपि अवश्यं बहु इच्छन्ति विवेकानन्दं पश्यामः चेत् यस्य कस्यापि कृते इच्छा भवति ओ मम कृते एकमपेक्षते इति अतः सर्वेपि तद् दृष्ट्वा प्रेरिताः भवन्ति न केवलं सामान्यजनाः सर्वेपि सर्वेपि जनाः इच्छन्ति ओ ईदृशम् एकं मम गृहे चित्रं भवति चेत् बहु सम्यक् मम गृहं दृश्यते इति अतः विवेकानन्दमहोदयानां चित्रं बहु सम्यकस्ति अतः अहं गर्वमनुभवामि तद्विषये मम मातापितरौ अपि स् ससन्तोषं वदन्ति भवान् चित्रकारः एव भवितुमर्हति भोः तदेव कार्यं करोतु नित्यम् चित्रं रचयतु तेन च भवतः सामर्थ्यं बहु वर्धते इति वा मम मातापितरौ वदन्ति मित्राणि अपि वदन्ति अहं मम मित्रं बहु सम्यक् रच् चित्रं चित्रं रचयति इति वदन्ति